ह ह वदतु महेन्द्र वदतु ओ किं भवति कण्ठवेदना अस्ति कदा आगच्छाति द्विदिनात् पूर्वमेव आगच्छति ओ कोपि शीतल आहारं भवान् कृतवान् वा ऐस्क्रीम् कूल् ड्रिङ्क्स् वा अच्छा तु भवान् जानाति किं यदा कोपि जनाः शीतलं शीतल आहारं प्राप्यते तेषां कृते उष्णजलस्य आवश्यकता वर्तते यदा कण्ठे कोपि पीडा अस्ति भवान् यदा यदा उष्णजलम् इत्यादि तस्य सम्यक् पानं करोमि करोतु इति तस्यैव भवतां स्वास्थ्यम् समीचीनं भवति नै एतत् प्रथमतया तु भवान् उष्णलपानं करोतु हा और् एतत् परान्तं गार्गल् इत्यस्य अपि आवश्यकता वर्तते हा मुखे जलं नीत्वा पुनः तस्य वमनं करोतु नै सम्पूर्णदिने त्रिवारं करोतु प्रातः मध्याह्ने हा हा प्रातः मध्याह्नौ सायङ्काले अच्छा तत्र हा नै गुलिका अपि आवस्यकमस्ति परन्तु यदा भवान् प्रथमोपचारः करो करोति इति तर्हि रोगस्य शीघ्रं जातं परन्तु अन्य गुलिकायाः काचित् गुलिका अपि अस्ति भवान् तत्र सेवनं यदा करोतु अहं वदामि भवान् औषधालयमध्ये गत्वा तत्रत्यः भवान् हा प्राप्य ते तस्य शेवनं करोतु ह हा इदं त्रयगुलिकाः सन्ति प्रथमगुलिकायाः सेवनं वारद्वयमेव करोतु एवं अन्यः ये अस्ति तस्य सेवनं सेवनं अ हा प्रथमतया तु उष्णजलस्य आवश्यकता उष्णजलं तु बहुसम्यक् अस्ति कण्ठपीडा कृते परन्तु गुलिकायाः नै न प्रातः मुख्यतया किं द्वित्रिवारं एकस्मिन् दिने द्वित्रिवारं जलं भवान् तस्य उष्णजलस्य सेवनं करोति एवं गुलिकायाः सेवनं प्रातः सायङ्काले करोतु अन्याः गुलिकाः ये अस्ति स एव गुलिका पीडाकारकः अस्ति यदा भवान् पीडाम् अनुभवति तर्हि तस्य गुलिकायाः प्रयोगः करोतु इति भ भवतां स्वास्थ्यं शीघ्रमेव शीघ्रमेव भवान् स्वस्थं जातं धन्यवादः पुनः मिलामः